अहं किञ्चित् इदानीं व्याकरणम् अधीयमाना अस्मि तत्र पाणिनिमहर्षिः एव व्याकरणम् अस्माकं कृते एतावद् सूत्ररूपेण रचयित्वा दत्तवान् इति अस्माकं भाग्यमेव अनन्तरं पतञ्जलिमहर्षिः अनन्तरं वररुचिमहर्षिः इति द्वयोः अपि महाभाष्यं वार्तिकरूपेण अस्माकम् उपरि करुणया ते एवं दत्तवन्तः अतः पाणिनिमहर्षिः पतञ्जलिमहर्षिः वररुचिमहर्षिः इति ते मुख्याः महर्षयः विद्वांसः व्याकरणशास्त्रे इति अनन्तरं वृत्तिकाराः भट्टोजिदीक्षितः सिद्धान्तकौमुदी इति व्याकरणसूत्राणां परिवर्तनं कृत्वा प्रक्रियारूपेण अस्माकं कृते दत्तवानस्ति ततः वरदराजमहोदयः लघुसिद्धान्तकौमुदीं रचयित्वा अस्माकम् उपरि करुणया एवम् आरम्भस्तरे मादृशाणां कृते उपयोगाय तदपि दत्तवान् अतः पाणिनिमहर्षिः पतञ्जलिमहर्षिः वररुचिमहर्षिः भट्टोजिदीक्षितः वरदराजमहोदयः इति एतेषाम् उल्लेखनं वाय् व्याकरणशास्त्रे विद्वांसः इति कर्तुं शक्नोमि इति चिन्तयामि